वार्तामाध्यमेन बहुविषयाः चर्चिताः भवन्ति एतत् सर्वकारीयविषयाः अन्यसामाजिकविषयाः धार्मिकविषयाः क्रीडाविषयाः एते सर्वे तत्र वार्तामाध्यमेषु आगच्छन्ति परन्तु केचन विषये चर्चा न भवति कुग्रामः अस्य विचारे तत्र मूलभौतिकसौकर्यस्य विचारे एतादृश विषयेषु किञ्चित् अधिकम् अवधानं दातव्यम् इत्यपि अपेक्षा अस्ति वार्तामाध्यमेन अनन्तरं सर्वे विषयाः चर्चिताः भवन्ति परन्तु एतादृशः केचन दमनितजनानां विषये वा अनन्तरं शिक्षण शैक्षणिकमूलभूतसौकर्यस्य विषये वा स्वास्थ्यमूलसौकर्यविषये एतादृशविषये अधिक तत्र अवधानं दीयते चेत् उत्तमम् इति भाति अनं परिसरसंरक्षणविषये जनानां जागृतिः स्वास्थ्यविषये स्वच्छताविषये एतादृशविषये अपि अपि अधिकचर्चा भवेतुः इति अपेक्षा वर्तते